छायाचित्राणि सामाजिकमाध्यमेषु स्थापयामि अहम् आधिक्येन फेस्बुक् इन्स्टाग्राम् उपयोगं करोमि तत्र बहुमित्राणि सन्ति मम ते लैक् कुर्वन्ति तेषाम् इच्छानुगुणं किमपि कमेन्ट् रूपेण स्थापयन्ति तत् सर्वम् अहम् इच्छामि किमर्थमित्युक्ते अहमेकत्र भवामि मम मित्रं कदाचित् अन्यराज्ये अन्यराष्ट्रे भवति सः किमपि एवमेव दर्शयितुमिच्छति एवमेव वक्तुमिच्छति चेत् अत्र शक्यते तदेकभिन्न आनन्दः भवति इत्युक्ते सर्वान् सर्वदा मेलयितुं वयं न शक्नुमः इत्युक्ते अस्माकं बान्धवान् सर्वान् मेलयितुं न शक्नुमः एतादृशसन्दर्भेषु किञ्चित् भिन्न आनन्दः भवति तत्र ते किमपि वदन्ति लैक् रूपेण किमपि दर्शयन्ति तत् सर्वं बहु आनन्ददायकमस्ति एकं तु आनन्ददायकं तत्र चित्रं यदा स्थापयति तत्रत्य रिसल्ट् यदा आगच्छति तत् दृष्ट्वा किञ्चित् बहुविध आनन्दः भवति द्वितीयं तु इदानीम् अहम् एकं चित्रं तत्र स्थापयामि तत्र इदानीन्तन मम अवस्था अहं कुत्र अस्मि मम कार्यं किमस्ति एतादृशं सर्वम् अहं मम समाजे विद्यमानं मम अन्यबान्धवानां कृते दर्शयितुं शक्नोमि सर्वदा सम्पर्के न भवति इति कारणेन दर्शयितुं शक्नोमि तावदेव अपरं तु इदानीम् अहमेकं चित्रं स्थापयामि दशवर्षानन्तरं मम परिवारे विद्यमानाः पृच्छन्ति नो चेत् तत्र एकवारं हरि ओम् अहं तस्मिन् दिने तैः सह एकत्र गतवान् चलनचित्रं दृष्टुं गतवान् पर्यटनस्थानं द्रष्टुं गतवान् अन्यत्र गतवान् अहं विद्यालये एवम् आसम् महाविद्यालये एवम् आसम् एतादृश भेदाः दर्शयितुं शक्नोमि तदेकं पोसिटिव् अस्ति तदेकं गुणमस्तीति चिन्तयामि